आं नमस्ते महोदय मम गृहे सर्वेऽपि कुशलिनः एव भवान् कथमस्ति भवतः गृहे सर्वेऽपि कथं सन्ति सर्वे कुशलिनः खलु को विशेषः महोदय अद्य मां स्मृतः अस्ति ओहो महान् प्रमोदविषयः अस्माकं गृहम् आगच्छेयुः एव किं तत् अवश्यं करवाणि आम् आम् अस्ति एव देवालयः तावत् श्रीगोविन्दजी मन्दिरं जनामहिमन्दिरम् एतानि मन्दिराणि अत्र बहुप्रसिद्धानि सन्ति श्रीगोविन्दजीमन्दिरम् इत्यस्य इतिहासः अस्ति मणिपुरस्य प्रमुख आकर्षणस्थानेषु अन्यतमः इति कारणतः अस्मिन् मन्दिरे इन्द्रदेवताः राधाकृष्णगोविन्दः च देवताः सन्ति अथ सनामहीमन्दिरस्य अपि इतिहासः अस्ति मणिपुरस्य राजकुमारराज्यस्य राजा कुलचन्द्रसिङ्घस्य शासनकाले एय्टिन् नैण्टि वन् इस्वीतमे वर्षे अस्य पुनर्निर्माणं कृतं एसियादेशस्य प्राचीनतमेषु मन्दिरेषु अन्यतमम् अस्ति प्रकृतिरमणीयानि बहु स्थानानि सन्ति तद्यथा लोकताक् लेक् विश्वस्य एकमात्रं गर्वमानं राष्ट्रियनिकुञ्जं लोक्तक् सरोवरस्य उपरि स्थितं कैबुलञ्जाव् राष्ट्रियनिकुञ्जं मणिपुरस्य नृत्यमृगस्य सङ्गाय् इत्यस्य अन्तिमं प्राकृतिकं निवासस्थानम् अस्ति बालानां क्रीडास्थानमपि अस्ति तस्य नाम फ़ैकिङ्ग अप् पार्क् अवंसिन्घ् पार्क् इति कथ्यते यस्य विषयः तस्मिन् इतिहासः अस्ति सुन्दरं परिपालयितुम् उद्यानं महान् दृश्यं च अस्ति नौकायानक्षेत्रं पर्वतपरिसरं पुष्पाणि बालकानां कृते क्रीडाक्षेत्रम् अपि च अस्ति आम् अवश्यं करवाणि भवद्भ्यः सर्वेभ्यः मम गृहं प्रति हार्दं स्वागतं व्याहरामि आम् अवश्यं मिलामः धन्यवादः